नूतनानां पाकप्रदर्शनानाम् अनुसारम् अनुसरणं करोमि इदानींतनकाले यूट्यूब् माध्यमेन वयं पाकः कथं करणीयम् इति ज्ञातुं शक्नुमः एवमेव दूरं टीवी माध्यमेन कपल्स् किचन् बोम्बाट् भोजनं माश्टर् शेफ़् ओग्गरणे डब्बि इत्यादिकाः इत्यादिकार्यक्रमाः बहवः प्रवर्धमानाः सन्ति तत्र सिहिकहि चन्द्रु महोदयः बहु सम्यक् पाकविषये कथं कथं सः पाकः करणीयः किं किं तत्र अपेक्ष्यते इत्यादिकं बहु सम्यक् वदन्ति तथैव अन्यत्र अन्यप्रदेशीयाः पाकाः कथं भवन्ति तत्र तत् कथं करणीयम् इत्यादिकं प्रदर्शयन्ति तद् अस्माभिः अनुकरणम् अनुकरणीयं भवति नाम अस्माकं इच्छा भवति चेत् अनुकरणम् अपि भवति अहम् अपि अहं तु अनुसारम् अनुसरणं करोम्येव किमर्थमिति चेत् मम इच्छा तत्र अस्ति अतः एवमेव नूतनं नूतने प्रदेशे नूतनप्रदेशे के के पाकाः भवन्ति तद् वयं ज्ञातुं शक्नुमः नाम इदानीम् अस्माकं प्रान्ते रोटिका मशाल दोसा इत्यादिकम् इडली इडलिका इत्यादिकं वयं द्रष्टुं शक्नुमः परन्तु उत्तरप्रान्ते तु रोटिका एका एव प्रधानभूता भवति आनन्तरं चावल् कडि इत्यादिकं भवति तद्वयं पाकः कर्तुं न शक्नुमः तद् यदि यूट्युब् द्वारा वयं द्रष्टुं शक्नुमः तदा वयं ज्ञातुं शक्नुमः कथं पाकः करणीयः इति